मम प्रदेशस्य चिकित्साल चिकित्सालयेषु जनाधिक्यं भवत्येव किमर्थं नाम मम ग्रामः अस्ति इत्यतः तत्र एकः एव वैद्यालयः वर्तते तथा वृष्टिकाले अधिकाः जनाः वैद्यालयम् प्र प्रति आगच्छन्ति किमर्थं नाम बहूनां खासः ज्वरः इत्यादिकं भवति आगमने अपि बहु क्लेशः भवति पुनः यदि तत्र निरीक्षणं करणीयं चेत् इतोऽपि कष्टायते निरीक्षणं प्रमुखतया गर्भिणीनां कृते वृद्धानां कृते पुनः येषां स्वास्थ्यं बहुसम्यक् न भवति तेषां कृते बहु कष्टायते किमर्थं नाम यदि वृद्धाः भवन्ति चेत् ते वत् तावत् पर्यन्तं तत्र स्थातुं वा उपवेष्टुं न शक्नुवन्ति तथा गर्भिण्यः भवन्ति चेत् ते श्रान्ताः भवन्ति इत्यतः तेषामपि बहुकष्टं भवति तथा येषां रोगः अधिकः अस्ति तैस्सह उपवेशनेन अन्येषामपि रोगः सम्भाव्यः